हरिः ओम् अहं सम्यगस्मि भवान् वदतु भो भवान् कथमस्ति भो हा हा वदतु भो आम् आम् एवम् अस्माकं तु भो तदेव कार्यम् आं भो समाप्तम् इदानीमेव कृतम् आं वदतु किम् अस्माकं किं कर्तुं शक्यते अस्माभिः एवमेवम्

ह हा एवम् आम् अस्माकं तदेव कार्यम् उक्तवान् खलु कियदपेक्षितं भवतः कृते वदतु ओ हो धनं विषये भो पश्यतु भवान् मम सम्बन्धिनः भवतः कृते किञ्चित् न्यूनं करिष्यामि

आ हा अस्तु अस्तु इतोपि किम्

आ आम् एवम् सर्वं भो सर्वं भो पश्यतु अस्माकम् अस्माकम् इत्यत्र क्षीरं दधिः घृतम् अपि च स्वीट् विषयं सर्वं पेडा मिल्क् पेडा सर्वं क्रियते पश्यतु अत्र अस्माकं मिल्क् पेडा अस्ति आ भो खादतु ए एकं खादति चेत् किं भो स्वीकरोतु टेस्ट्

अस्माकम् एकस्य आ ह आह एकं के जि भवान् स्वीकरोति चेत् भवतः कृते सहस्र रु रूप्यकाणि दातव्यानि भवति भवान् सम्बन्धिने वा एकस्मिन् भवतः कृते पञ्चविंशत्यधिकं लभ्यते आ हा हा हा यदि भवता कोऽपि समस्या अस्ति चेत् मम कृते निसङ्कोचं वदतु अहं भवतः कृते प्रेषयामि आ सूचयतु अहं श्वः वदामि तस्य ते मम आ हा मिल्क्पेडा आ हा हा हा हा आह ओ वयमेव आनीय भवतः कृते यच्छामः ता तस्य कृते सूचयामि पश्यतु एषा अन्या भवतः कृते प्रेषयति अस्तु अस्तु बाय

हा आहा

आ हा अस्तु अस्तु समापयतु

अस्तु आं भो अस्ति गूगल् पे अपि अस्ति आ आ हा अस्तु अस्तु समापयतु